मम मह्यम् अभिनेता अथवा अभिनेत्री काचित् विशेषेण प्रिया इति नास्ति अथवा एवं वक्तुं शक्यते विशेषेण सर्वे सर्वाश्च प्रियाः इति यतः अहं सामान्येन एवं तच्च शारीरिकसौन्दर्यम् अथवा तेषां व्यक्तित्वं वा तेषां चरित्रं वा दृष्ट्वा तेषां प्रति आकर्षितं भवामीति चेत् शारीरिकसौन्दर्यं सर्वासु इष्टं यतः सर्वाः अपि प्रायः भिन्नभिन्न प्रदेशात् भवन्ति भिन्नप्रदेशीयं सौन्दर्यं भिन्नमेव पुनः अभिनेता तेषां शारीरकसौन्दर्यं तु तथा इष्टं न भवति यतः अहमपि पुरुषः इत्येव तेषां किञ्चित् व्यक्तित्वं भवति तत्र कानिचन विशेषेण चरित्राणि इष्टानि परन्तु तथापि मया एवं कश्चन विशेषः मह्यं रोचते इति न उच्यते